भारतीय तत्त्वशास्त्रे वेदान्तशास्त्रस्य स्थानं महत् वर्तते यतो हि वेदान्तं नाम उपनिषत् प्रमाणम् उपनिषत् वेदस्य अन्तिमः भागः वर्तते तथा च तत्र यत् द् मोक्ष तत्त्वम् अस्माकं यत् शास्त्रमस्ति वेदान्तशास्त्रं तत् मोक्षशास्त्रत्वेन अपि तस्य ग्रहणम् अस्ति यतो हि तेनैव ब्रह्म ब्रह्मज्ञानेन एव मुक्तिः भवति भवितुमर्हति इति उक्तं वर्तते न योगेन न साङ्ख्येन कर्मणा नूनं विद्यया ब्रह्मात्मक बोधेन मोक्षः सिध्यति नान्यथा ब्रह्मात्मक बोध बोधेन ब्रह्म आत्मैक्य बोधेन एव मोक्षः भवितुम् अर्हति तथा च तद् बोधाय साधनं किम् वेदान्तशास्त्रस्य अध्ययनेन एव वयं ज्ञातुं शक्नुमः यत् कथम् आत्मनः परमात्मनः मध्ये अभेदः वर्तते यदा तस् तयोः मध्ये भेदस्य ज्ञानं भवति चेत् तदा एव ब्रह्मात्मकं ब्रह्मात्मैक्य बोधानन्तरमेव मोक्षः सम्भवति अतः मोक्षः मोक्षार्थम् एषां मनुष्याणां जनानां प्रवृत्तिः वर्तते तेषां कृते वेदान्तशास्त्रस्य महत् स्थानं वर्तते अतः भारतीयतत्त्वशास्त्रे वेदान्तशास्त्रस्य स्थानम् अग्रगण्यं वर्तते सर्वे अन्यानि दर्शनानि वेदान्तशास्त्रस्य एव सहाय्यकानि भवन्ति